भारतस्य वस्त्रविन्यास क्षेत्रं प्रत्येकक्षेत्रं तु भिन्नभिन्नः सन्ति पूर्वत्तनकालं दृष्ट्वा वस्त्राणि परिवर्तितानि सन्ति परिवर्तितानि इति भासन्ते सत्यम् पूर्वं पूर्वतन काले काले तु वस्त्राणि अस्माकं शाटिका एव अस्ति परन्तु अधुना पाश्चत्य वस्त्राणि अपि भारतीयेषु प्रभावं दृश्यते अधुना यत् युवानां सर्वै सर्वेजनाः टी शर्ट् जीन्स् इति धारयति धारयन्ति धारयन्ति अहं तु शाटिका किं वा सल्वार् कुर्ति इति क्रेतुम् इच्छामि अहं भारतस्य भारतवस्त्रं उद्योगं उद्योगस्य आपणम् उद्योगे आपणम् आपणतः क्रेतुम् इच्छामि भारतस्य वस्त्रविन्यास्य क्षेत्रे अस्माकं महाराष्ट्रे तु लुग्डा एव बहु प्रसिद्धः अस्ति